नमस्ते एवं वदतु किं सहायं मया करणीयमिति एवं वा अस्तु एवम् आभारते अस्माकं योगाकेन्द्राणि वर्तन्ते एवं भवत्या योगा पठितुमिच्छति वा ओ एवम् वा सम्यक् नैव तथापि भवत्याः पुत्राः वयः कः ओ अष्टवर्षीया चेत् पठितुम् शक्यते यतः अत्र पञ्चवर्षीयाणां बालानामपि प्रवेशः क्रियते अस्माभिः अतः तया पठितुं शक्यते भोः प्रदर्शनार्थं योगः न क्रियते वस्तुतः चित्तवृत्ति निरोधनार्थम् इदं क्रियते योगा इत्युक्ते केवलं एक्ससैस् इति न मन्यताम् तत् अस्माकं जीवितचर्या एव ओ तर्हि सम्यक् भवत्या कथं पठितुमिच्छति ओन्लैन् रूपेण वा ओफ़्लैन् रूपेण वा एवम् एवं तत्र साक्षादागत्य पठ्यते चेत् इतोऽपि वरं यदि भवत्याः समयः प्राप्यते चेत् साक्षादागत्य अभ्यस्यतुं शक्यते वा ओ तर्हि दूरवाणीमाध्यमेनैव कर्तुं शक्यते खलु हा कस्मिन् समये कर्तुं शक्यते अय्यो षड्वादने तु न भवति अस्माकमत्र साक्षात् कक्ष्याः षड्वादने एव प्रचलति अतः षड्वादने भवितुं नार्हति सायाह्ने कदा इति वदतु आ एवं सायाह्ने षड्वादनात् परं कर्तुं शक्यते ततः पूर्वं भवती एवं भवत्याः पुत्री च अत्र आगन्तव्यम् आगत्य पञ्चीकरणं कृत्वा गन्तव्यम् किम् तत्र पञ्चसहस्ररुप्यकाणि भविष्यति उभयोः कृते अस्तु धन्यवादः